आं स्वग्रामविषये अवश्यं वक्तुमिच्छामि यतः मम ग्रामः बहु रमणीयग्रामः वर्तते पुनश्च तां मम जन्मभूमिः वर्तते सर्वेषां कृते स्वस्वजन्मभूमिः इत्युक्ते तत् बहु विशेषमेव तद्वदेव मह्यमपि मम जन्मभूमिः इत्युक्ते बहु आदरणीयं वर्तते बहु इच्छा वर्तते तत्र अर्थात् तस्य परिसरः बहु रमणीयः वर्तते पुनश्च तत्रत्याः विद्यमानाः जनाः अपि बहु समीचीनाः विद्यन्ते अर्थात् सर्वे बहु लालनादिकं कुर्वन्ति अन्ये दयाम् अनुकम्पादिकं कुर्वन्ति अस्माकमुपरि तेषां बहु अभिमानः वर्तते अतः मम ग्राममित्युक्ते अहं मम कृते बहु आदरणीयः एव बहु तत्र बहुविधाः बहुविधाः मनोरञ्जनाः भवन्ति पुनश्च तत्रत्यविद्यमानजनानां समीपे यद् वार्तालापं कुर्मः तदेव बहु प्रशान्तमिति भाति मम कृते यतः तेषां स्वच्छन्दं मनः यद् वर्तते तत् बहु उत्तमं बहु मनसः बहु मुदं दास्यति अतः अहम् अवश्यं मम ग्राममिच्छामि एव